अस्मिन् काले आधुनिककाले कलायाः अन्तर्भवः अन्तः बहूनि अन्दर्भवति पश्यति शुद्धकलायाः स्वस्य रक्षार्थम् आधुनिककाले बहूनि जनानि प्र प्रवर्तनं कुर्वन्ति प्रधानतया प्रदानतया स्त्रीजनानि बहूनि कलाः एक्स्प्रेशलि युद्धकलायाः स्वस्य रक्षार्थं आवश्यकम् अवश्यं पठितुं शक्यते प्रशिक्षणपद्धतिः शुद्धकलायाः प्रशिक्षणम् अद्यतनकाले आधुनिककाले बहु आवश्यकम् अनुशासन पद्धतीम् आवश्यकम् कोळेज् मध्ये स्कूल् मध्ये तत् किमपि अस्य कलायाः प्रशिक्षणं प्रशिक्षणपद्धतिः अस्ति चेद् सम्यक् भविष्यति स्कूळ् जनाः बहूनि बहूनि कष्टमनुभवते अस्मिन् काले तद् परिहृत्य अस्य तद् अस्य शुद्धकलायाः शिक्षणम् आवश्यकम्